स्वभावनाविनिमयार्थम् उपलभ्यमानेषु उपायेषु भाषा विशिष्टं स्थानम् अलङ्करोति भाषायाः माध्यमेन सुलभतया आशयविनिमयं कर्तुं शक्यते एवम् अस्मिन् लोके देशभेदतया भाषायाः अपि भेदः द्रष्टुं शक्यते तासु भाषासु विशिष्टा संस्कृतभाषा संस्कारेण युक्ता भाषा संस्कृतं लोके विद्यमानासु प्राचीनतमभाषासु अन्यतमा इयं भाषा भारते पुरा लौकिकवैज्ञानिकस्तरेषु संस्कृतभाषा एव विराजते स्म इतिहासं पश्यामः चेत् इदम् अवगन्तुं शक्यते यत् प्रसिद्धानि पुरातनकाव्यानि यानि सन्ति तानि सर्वेपि संस्कृतभाषया एव लिखितम् आसीत् इति किन्तु अधुना संस्कृतभाषायाः ह्रासः जातः अतः अस्याः भाषायाः परिरक्षणार्थं प्रवर्धनार्थम् च वयं संस्कृतछात्राः एव उद्युक्ताः भवेयुः एकस्याः भाषायाः विकासः भाषायाः असकृत्प्रयोगेनेव जायते इत्यत्र न कोपि संशयः अतः सर्वस्मिन् अपि संस्कृतं भवेत् इति मनसि निधाय संस्कृतभाषायाः विकासार्थं प्रयत्नः करणीयः